हरि ओम् आचार्य ओ भवत् भवन्तः नाम भवत् भवत भवतः नाम अस्तु किं भवतः भवतः दिन भवतः भवतः दिनचर्यं वक्तुं शक्यते वा हा बब पठनं पठनं करोति अस्तु अनन्तरम् अनन्तरं कालेज् अथवा इत्यादि प्रति प्रति प्रति गमनं गमनम् अस्ति वा हा तत्र पाठ पाठ पाठप्रवच पाठप्रवचनादिकं सम्यग्तया भवति खलु श्रो श्रोतुं श्रोतुम् इच्छा नास्ति वा ओ अस्तु अस्तु अस्तु अस्तु तथ् तत् निवारणार्थं योगादिकं करणीयं मनोनिग्रहणं मनोनिग्रहणं उषःकाले उषः उषःकाले प्राणायाम तथा मन्त्रः नास्ति कुम्भक रेचक इति अस्ति प्राणायामे योग योग मम समीपे योगा अभ्यासं कृत कृत योगाभ्यासं कृ अस्तु अस्तु योगाभ्यासकृतं कृत एका व्यक्तिः मम समीपे न नम्बर् अस्ति तस्य दूरवाणीसङ्ख्या तत् तत्तत् प्रेशयामि हा योग योग योग योग योगं योगं सः अध्या अध्ययनं अध्यापनं करो करोति भवान् तस्य नाम नटराज जोषि इति ओ आ हा हा भवान् श्रुतवान् खलु हा हा तस्य समीपे तद् अस्तु अस्तु योग योगं योगं करणीयं योगं यो योगादिकं करणीयं सायङ्काले सायङ्काले सायङ्काले देवालयं प्रति गत्वा भजन भजन भजनादिकं भवति खलु तत्र तत्र भागग्र ग्रहणं क कर्तुं शक्यते वा भवान् हा हा हा हा तथा कर यदि क्रियते भजनादिकं क्रियते तदानीं हा हा अस्तु अस्तु अस्तु धन्यवादः